मम ग्रामे खाद्यपदार्थेषु प्रसिद्धः प्रसिद्धः पदार्थः अस्ति कर्णाचि भाकार ठेचां एवमेव मिर्चि चि भाजी तथैवा भण्डारि दाळ् इत्युक्ते उर्दाचि दाळ् माश् माषद् यद्धान्यमस्ति तस्य शाकं तद्बहु प्रसिद्धं वर्तते किमर्थम् इति चेत् न नगरे ग्रामे वा तत्र समीपस्थं समीपस्थं स्थलं यावदस्ति तावत् स्थले कृषकाः एव एव निवसन्ति ये कृषिक्षेत्रे कार्यं कुर्वाणः जनाः एव अधिकाः सन्ति अतः सः खाद्यपदार्थः बहु प्रसिद्धः अस्ति आधितः सः एव प्रदा पदार्थः प्रसिद्धः अतः इदानीमपि सः एव पदार्थः सुष्ठरीत्या जनाः महिलाः कुर्वन्ति अतः सः प्रसादः पदार्थः प्रसिद्धः अस्ति तथैव वरन् भट्टि इत्यपि प्रसिद्धं वर्तते परन्तु कर्णची भाकर् ठेचा इति बहुभिः रोचते एव ठेचा मरीचिकातः ठेचा निर्माणं मरीचिका प्रयुज्य भवति मरीचिका सर्वत्र लभ्यते एव कृषके कृषिक्षेत्रेषु तत्र मिरि मरीचिका लभ्यते एव अतः सः पदार्थः बहु प्रसिद्धः